अहं बाल्यादेव चित्रकलां करोमि अहं यदा पञ्चमकक्षायाम् आसं तदा एका चित्रकला स्पर्धा आसीत् तत्र अनेकाः विषयाः अपि आसन् तेषु अहम् एकं निसर्गचित्रणम् इति विषयं स्वीकृत्य चित्रकलां कृतवती तस्य चित्रस्य कृते अहम् उत्तेजनार्थं पारितोषिकमपि प्राप्तवती मम चित्रं तु बहु सुन्दरमासीत् किन्तु तस्य कृते अहं तस्य कृते अहं पारितोषिकं यद् मम मनसि आसीत् आसीत् तदहं न प्राप्तवती अतः मम किञ्चिद् दुःखं जातम् अनन्तरम् अहं चित्रकलायां इतोऽपि बहु किमपि करोमि इति मम मनसि आसीत् अतः